नमस्ते मया स्विग्गी मध्ये चपातिका द्वयम् अपेक्षितमिति आदेशः कृताः आसीत् किन्तु मया मह्यम् अधुना एकमेव अलं भवति कृपया भवद्भिः द्वयोः कृते धनं यत् स्वीकृतं तत्र च तत्र एकस्येव आदेशं स्वीकृत्य अपरस्य धनस्य मह्यं प्रत्यर्पयितुं शक्नुवन्ति वा यतः मह्यम् एकमेव चपातिका अधुना अलं भवति स्विग्गी तः एकमेव प्रेषयन्तु अपरस्य च धनं मह्यं पुनः प्रेषयन्तु धन्यवादः